रामायणे मम इष्टतमं पात्रमस्ति लक्ष्मणः सः स्वस्य समयं दत्वा पत्न्याः अपि कामपि चिन्तां न कृत्वा सः साक्षात् भ्रातृप्रेमा भ्रातुः स् भ्रात्रा सह वनं गतवान् सः चतुर्दश यावत् चतुर्दशवर्षाणि निद्रां न कृतवान् भ्राता प्रेमं कथमस्ति इति दृश्यते एव रामलक्ष्मणौ इति वदामः कुत्रापि ग कुत्रापि गच्छामः चेत् तत्र रामलक्ष्मणौ द्वयोः एव नाम भवति एव यदि वदामः दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् दक्षिणे लक्ष्मणो यस्य रामस्य दक्षिणभागे एव लक्ष्मणः वामभागे सीता मम इष्टतमं पात्रं लक्ष्मणः एव सः किं किं कर्तुं शक्नोति वयमपि तत्र स्वीकर्तुं शक्नुमः यदा सदाचारः किमपि भ्रातृजाया किमपि कष्टं भवति चेत् सः किमपि सहनं न कर्तुं शक्नोति अनन्तरम् आज्ञाकारी इति वदामः किमपि भ्राता वदति चेत् साक्षात् आज्ञा श्रुणोति अनन्तरं कार्यं कुर्वन्ति एव